कृषिकाणाम् आत्महत्या इत्ययं विचारः बहु दुःखजनकः यद्यपि कृषकाः देशस्य प्रमुखपात्रम् आवहन्ति इत्थञ्च तेषाम् आत्महत्या इत्यतु बहु दुःखजनकः विचारः एव यतः तेषाम् अधिकवृष्ट्या वा अथवा न्यूनवृष्ट्या वा अत स्थापितस्य फलस्य अथवा स्थापितस्य धान्यानां फलं सम्यक् नोपलभ्यते इति अनेकरीत्या दुःखिताः ते आत्महत्यान् कुर्वन्ति एवं कदाचित् धनसमस्या भवति परिहारः न लभ्यते इति कृत्वा अनेकधा ते आत्महत्यां प्रति शरणभूताः भवन्ति अतः सर्वकारेण कः परिहारः कर्तुं शक्यः इति चेत् तत्र मार्केटिङ्ग् व्यवस्था विषये सर्वकारः समीचीनः व्यवस्था समीचीनां व्यवस्थां कल्पनीया यतः यदि तैः यत् वपनं कृतं तस्य सम्यक् फलम् आगतं तथापि तस्य क्रय विक्रयणं काले तावत् पुनः अनेकाः समस्याः भवन्ति उत्तमं मौल्यं योग्यं मौल्यं न लभ्यते तथादिका तत्र माध्य मध्यमवर्गिनः ये भवन्ति यः ग्राहकः कश्चनः ग्राहकः भवति कश्चन स्वीकर्ता भ् ग्राहकः भवति कश्च् स्वीकर्ता इति कश्चनं विक्रयणं करोति सः च यः विक्रयणं विक्रयणं करोति स एव अधिकं धनं स्वीकरोति तत्र कश्चनः परिहारः अस्य सर्वकारेण नूतनतया अन्वेष्टव्यः इत्येव